हा नमस्ते महोदय कुशलं वा

ओ एवं वा हा हा हा सत्यं महोदय अस्तु पृच्छतु अस्तु महोदय यावच्छक्ति अहं वदामि यत् यद् वयं कुर्मः यदस्ति तद्वक्तुं प्रयत्नं करोमि ब महोदय बालानां कृते वयं बालकेन्द्रम् इति अस्ति प्रतिशनिवासरे वयं कार्यं कुर्वन्तस्सन्तः मम च छात्राः अपि सन्ति ते स्वीकुर्वन्ति बालानां कृते सामान्यश्लोकाः प्रतिदिनं तद् प्रातः सायं वदन्ति किल तादृशसामान्यश्लोकाः अनन्तरं सम्भाषणं सरलरीत्या संस्कृतसम्भाषणम् इत्यादि पाठयन्तस्सन्ति तथा एव गणितविषये एकं द्वे त्रीणि इति संस्कृतेन कथं गणना भवति तदपि ते पाठयन्तस्सन्ति सुलभरूपेण इति चेत् स्वयं तत्र किं वदामः रैम् इति वदामः किल तादृशरूपेण एकम् एकम् आगच्च तादृशरूपेण गीतं संस्कृतगीतं गीतन्ति चे ह न गायन्ति परन्तु तादृशम् एव सत्यम् तादूशरूपेण पाठयन्तः सन्ति अनन्तरं किञ्चित् यदि प्राथमिकस्तरे ते भवन्ति तदा अमरकोश इत्यादिपाठाः अत्र प्रचलिताः सन्ति इदानीम् अस्माकं छात्राः त्रयः सन्ति ते सर्वे प्रथमतया अमरकोश कण्ठपाठार्थम् अमरकोशः धातुपाठः पाणिनी एतत् किं सूत्रम् तदपि पाठयन्तस्सन्ति अग्रे अनन्तरं ये संस्कृतम् इत्येव न आगच्छन्ति संस्कृति अर्थम् आगच्छन्ति सं भारतीयसंस्कृतिविषये अपि अत्र कार्यक्रमाः भवन्ति सङ्गीतकार्यक्रमाः तादृशकार्यक्रमाः अपि भवन्ति कदाचित् वदतु सर्वं निःशुल्कमेव महोदय यतोहि अस्माकं लक्ष्यं किम् इति चेत् सर्वैः संस्कृतम् त तथा संस्कृतिम् अवगन्तव्यं सम्यक् मूलरूपेण सर्वम् अधिगवगन्तव्यं सर्वं सम्यक् ज्ञात्वा अग्रे ये शिक्षकाः भवन्तु यत्किमपि भवन्तु इति अस्माकं मनसि अस्ति अतः एव ते सर्वे तथा कुर्वन्तस्सन्ति अहं सर्वदा वदामि भवतः जीवनचीटिका जीवनशिक्षा किमपि भवतु जीविकाशिक्षात् अन्यद् भवति परन्तु अस्माकं पोषणं पालनं जीवनं संस्कृतेनैव भवितव्यम् इति सर्वदा वदन्तः वदन्तः सन्ति अस्माकं गुरवः अपि वयमपि तथा एव कुर्वन्तः स्म

तथा नास्ति पञ्च पञ्चमवर्षतः अस्ति तत्र पञ्चमवर्षदा इति चेत् एल् के जि इति वदामः किल तादृशं केवलं वर्षद्वयं वर्षत्रयं त्रयम् इति चेत् तेषां सम्भाषणमेव न भवति तेन जानन्ति इति अस्ति अर्थम् अनन्तरं वृद्द्धाः आगच्छन्ति तेषां कृते भगवद्गीतां पाठयामः स्तोत्रपाठं कुर्मः अत्र तादृशकार्यक्रमाः अपि अत्र प्रचलन्ति अस्माकं गुरवः अपि आगत्य साप्ताहिकमेलनं करोति अद्य आगत्य रविवासरः शनिवासरे वा आगत्य साप्ताहिकमेेलनं करोति तादृशकार्यक्रमाः अपि सन्ति अत्र

अस्तु अस्तु अस्तु अस्तु महोदय अस्तु नमस्ते